हरिः ओं नमस्ते मम इदानीं द्वादशवादने बेङ्गलूर्तः आस्ट्रेलिया प्रति विमानयानमस्ति अतः यावत् शीघ्रं माम् इतः दशवादने वा एकादशवादने वा माम् इतः नयन्ति चेत् अहं तत्र द्वादशवादने एर्पोर्ट् प्रति प्राप्तुं शक्नोमि अतः कृपया यावत् शीघ्रं क्याब् बुक् करोमि ता यावत् शीघ्रं भवन्तः आगत्य माम् इतः तः एर्पोर्ट् प्रति प्रापयन्तु